पाककाले बहूनि पात्राणि उपयुज्यन्ते यथा तत्र घटः पात्रं चमसः दर्वी समदर्वी रन्द्रदर्वी स्थालिका चूरिका वेल्लनी भ्राष्ट्रं पेषणशिला इत्यादीनि इत्यादीनि बहूनि पात्राणि उपयुज्यन्ते तत्र आदौ घटः नाम पूर्वं घटम् उपयोगं कुर्वन्ति स्म इदानीं तु न कुर्वन्ति लोहयुक्तपात्राणाम् उपयोगं कुर्वन्ति पुनश्च चमसः नाम मिक्स् कर्तुं चमसस्य उपयोगं कुर्वन्ति दोसा इत्यादिकं करणसमये समदर्वी उपयोगं कुर्वन्ति पुनः यत्किमपि पात्रे अस्ति साम्बार् नाम क्वथितमित्यादिकं तस्य मिश्रणहसमये दर्वी दर्व्याः प्रयोगं कुर्वन्ति पुनः उपरिष्टात् किमपि स्थापयितुं स्थालिकायाः उपयोगं कुर्वन्ति शाकानां कर्तनार्थं छुरिकायाः उपयोगं कुर्वन्ति पुनश्च ईलीलवित्रं नाम नारिकेलं किं स्वीकर्तुं नाम तद् भवति खलु तद् स्वीकर्तुम् ईलीलवित्रं लवित्रस्य उपयोगं कुर्वन्ति पुनश्च किमपि पेषणादिकं करणीयं चेत् पेषणशिला भवति तस्याः उपयोगं कुर्वन्ति चपाति इत्यादि करणसमये वेल्लनी पीठं तेषाम् उपयोगं कुर्वन्ति एवं रीत्या बहूनि पात्राणि तत्र उपयुज्यन्ते